नमस्ते जननी ट्रेवल् एजन्सि वा अहं गजाननः मह्यम् एकं भाटकयानमपेक्षितम् अशोकनगरतः उडुपि गन्तव्यम् अद्य मध्याह्ने द्विवादने यानमपेक्षितं वयं पञ्च जनाः स्मः कृपया प्रेषयतु